प्रवृत्ताघटनाः भवति तत्र तु कदाचित् अस्माकं प्रत्यक्षं न भवति अतः सा वास्तविकी घटना द्वितीयं वार्तायां दर्शितस्याः इत्युक्ते यः जनः वार् वार्तावलीं श्रावयति सः जनः तत्र केषां शब्दानां प्रयोगं करोति तदाधारेण अस्माकं तत्र ऊहा क्रियते द्वितीयं कः कथं भवति इति काकुध्वनिः भवति अच्छा एवं करोति वा एवं करिष्यति अथवा तत्र कथं सः प्रकटयति तदर्थं कदाचित् यदि अन्यथा सः चिन् वदति अथवा काकुध्वनिना कश्चित् स्वाभिप्रायं समाचारं वदति चेद् तस्य तस्याः घटनायाः परिणामः विपरीतः अपि भवितुमर्हति कदाचित् हिन्दुमुस्लिम् तत्र सम्प्रदायिकघटनाः भवन्ति अतः कश्चि काचित् घटना यदि पुरतः अस्ति प्रत्यक्षम् अस्ति चेत् अस्ति कः अपराधी अस्ति तस्य साक्षात् ग्रहणं भवितुमर्हति नो चेद् इदानीं तत्र अस्माकं समाचार स्थानानि यानि सन्ति टि वि चैनल्स् सन्ति तत्र केवलं तत्र क्रोधः एवं तत्र वैमन्यस्यता तदेव प्रकटयन्ति धार्मिकगुरवः ये सन्ति तेऽपि मौलाना सन्ति तेऽपि तथा अन्यथा किमपि वदन्ति तेन टि आर् पि भवति वा टि आर् पि वर्धनार्थं एते कार्यं कुर्वन्ति समाचारपत्रेषु यदि ते धनं यच्छामः तर्हि भवताम् अपि तत्र किमपि सूचना भवति अथवा भवन्तः यथा इच्छन्ति तथा किमपि भवति इदानीं तत्र अर्धहोरापर्यन्तं टि वी चैनल्स् पश्यामः तर्हि अन्ते इति प्राप्नुमः अस्माकं मनः मनः खिन्नं भवति तत्र किमपि तथा सूचना न प्राप्यते तत्र भवति एवमेव न करणीयम् अरे इदानीम् अहं रेष्ट् इच्छामि तथा भवति अतः वस्तुतः प्रवृत्तायाः घटनायाः तत्र भवति तत्र किमस्ति मौलिक् मौलिकता भवति तत्र कारणानि पश्यामः अस्माकं ग्रामेषु पूर्वं य यत्र कुत्रापि कापि कीदृश्यपि घटना भवति तर्हि अस्माकं दिग्गजाः अभिभावकाः वृद्धाः ये आसन् ते तत्र समापयन्ति एवं सर् सर्वेषां परस्परं तथा समरसता आसीत् इदानीं घटनायाः वार्तायां यां घटनां पश्यामः तत्र तेन उद्दण्डता अधिका अधिकता भवति परस्परं वैमनस्यता प्रसरति अन्यत्रापि तथा भवति द्वितीयं एतद् तु एषः अस्ति एकपक्षः द्वितीयं अन्यत्र द्वितीयपक्षः अस्ति यदि संस्कृतविषये यदि जानीमः तर्हि कोरोणा काले सर्वत्र प्रचारप्रसारः अभवत् संस्कृतविषये संस्कृतम् एवमस्ति इदानीं संस्कृतविषयस्य उत्थानं जातम् इदानीं सर्वे संस्कृतं पठितुम् आगच्छन्ति स्तोत्राणि पठन्ति इदानीं एम् पायि इति अस्ति सूर्यगायत्री अस्ति बालिका अस्ति किन्तु सा गायन्ति उत्तमं गायति तस्याः वाणी मधुरा अस्ति सा शुद्धां संस्कृतिं संस्कृतं शुद्धं संस्कृतं वदति अतः सर्वे जानन्ति एवं कदाचित् प्रचारप्रसाराय सम्यक् एव किन्तु तेन तस्य सकारात्मकः पक्षः अपि अस्ति नकारात्मकः पक्षः अपि अस्ति कदाचित् मिथ्या भवति फ़ेक् इन्सिडेण्ट् अपि आगच्छति कदाचित् कोरोणा काले विष्णुपुराणे इयं लिखितमस्ति कोरोणा स्तोत्रमिति किन्तु तत्र तेन धर्मस्य पतनमपि भव् अभवत् यतोहि सर्वे एवं कृत् ज्ञातवन्तः अरे तत्र अस्ति एवं सम्यक् अस्ति अस्माकं सनातने सर्वमस्ति किन्तु यः कश्चित् मिथ्या पोश्ट् कृतवान् तदनन्तरं तत्र अनुसन्धानं प्राचलत् अनुसन्धानात् अनन्तरम् अहमपि कृतवान् आचार्यैस्सह विमर्शं कृतवान् तेन प्राप्तं यद् एतद् स्तोत्रं अस्माकं नास्ति एव कुत्रापि नास्ति केचन नारदपुराणे उक्तवन्तः केचन किमपि उक्तवन्तः अतः तादृशी पोश्ट् इति भवति तथा मिथ्या वार्ता भवति तर्हि तस्य दुष्प्रभावः अपि भवति अपकीर्तिः अपि भवति इति